अस्माकं क्षेत्रे तु अपराधः कदाचित् भवति यथा मार्गे वाहनानां पातः उत भ्रष्टाचारः

एवम् अनेके अनेकानि घटनानि भवन्ति किन्तु यदि आरक्षकाः सम्यक् भवन्ति तर्हि सम्यक् नियन्त्रयितुं शक्यते अस्माकं प्रदेशे तु आरक्षकाः सम्यगेव सन्ति यतः मार्गे मार्गे आरक्षकाः स्थिताः सन्ति यदि वाहनं वेगेन चाल्यते तत्र ते नियन्त्रयन्ति एवं च आरक्षकाः एवं सन्तीत्यतः एव जनाः एवं कर्तुं न प्रभवन्ति तेषां भयेन तादृशकार्याणि अपि न कुर्वन्ति एवं सलहा वर्तते यत् तादृशप्रदेशेषु आरक्षकाः सम्यक् भवेयुः सम्यक् सूचनाः दातव्याः तैः यदि तैः दीयते तर्हि जनाः सम्यक् भवन्ति दुर्घटनाः अपि तावत् न जायन्ते इति